अहं यत् कङ्कणं स्वीकृतवती तत् उत्तमरीत्या मम हस्ते प्राप्तम् किमपि चिन्ता न आसीत् यदा आगतं मम कङ्कणं कङ्कणस्य वर्णः रक्तवर्णः हरितवर्णः च अस्ति अतिसुन्दरम् अस्ति मम हस्ते तद्यदा द्र धरामि तदानीम् अत्युत्तममस्ति